आकाशवाणी दूरदर्शन तथा मुद्रण रूपमाध्यमेषु संस्कृतस्य उपयोगः बहूनि वर्तते किमर्थम् इत्युक्ते भाषा एव तत् बहु वैशिष्ट्यः अनन्तरं भाषा एव एतत् वैज्ञानिकः अनन्तरम् एतत् भाषामध्ये अनेकानि अर्थानि वक्तुं शक्यते एकं पदं स्वीकृत्य वैशिष्ट्यरूपेण तत् अर्थं कारयितुं शक्यते एतत् सर्वम् आकाशवानीमध्ये वा दूरदर्शनमध्ये वा स्वीकरोति चेत् तस्य मौल्यस्य वर्धनम् भविष्यति अनन्तरं मुद्रणरूपमध्ये अपि संस्कृतम् स्वीकरोति संस्कृतभाषां स्वीकरोति तत्रापि तस्य मौल्यवर्धनम् भविष्यति किमर्थम् इत्युक्ते भाषायाः प्रौढिमः बहुवैशिष्ट्यम् अस्ति भाषामध्ये अनेकानि विषयानि वक्तुं शक्यते एतत् संस्कृतभाषा एव तत् समुद्रोपं खलु अत एव यदा संस्कृतभाषायां स्वीकृत्य तद्वक्तुं शक्यते चेत् तस्य वैशिष्ट्यम् एव विशिष्टः भविष्यति अनन्तरम् आकाशवाणीमध्ये दूरदर्शनमध्ये संस्कृतं स्वीकरोति चेत् तद् श्रवणार्थम् अपि बहु आह्लादमयं भवति तस्य उपयोगः इत्युक्ते भाषायाः वैशिष्ट्य एव वैज्ञानिकविषये एव व्यक्तित्वविकासनस्य विषयः एव तदर्थं एतस्य उपयोगं अधिकाः भवेयुः